हरिः ओं हरिः ओं नमस्ते ए एतत् शाम्भविमोबैल् स्टाप् वा मम मम मोवैल् मम जङ्गमवाणिमध्ये किञ्चित् दोषः आगतः तत्र तत्र तत्र भग्नः जातः अन्तः पुनः तद् ध्वनिः ध्वनिः न श्रूयते यदि अन्येषां कृते जङ्गमवाणिं कुर्मः चेत् तत्र ध्वनिः श्रूयते

हा पुनः सेल्पि क्याम्रा अपि सम्यक् पुनः अग्रिमं यत् छायाग्राहकं भवति तदपि सम्यक् नास्ति हलो हरिः ओम् हां हां भवतां कति नाम इदानीं ताद् त् तथा धनं नास्ति मम पार्श्वे अतः एतदेव रिपेर् कृत्वा ददति चेत् बहु सम्यक् भवति इति मम आवेदनं हा भवतु नाम तत् भवतां भवतां मोबैल् मोबैल् शाप् मध्ये नूतनाः मोबैल् जङ्गमवाणिः आगतवान् वा किं किं किं किं तत्र मोबैल् मोडल् सन्ति नूतनतया आगतानि कानि सन्ति फ़ोन् जङ्गमं

आं तत्र तत्र

स्टोरेज् कति अस्ति तत्र स्टोरेज् रेम्

आम्

एवं वा हा

अस्तु तर्हि अड्रस् प्रेषयन्तु अहम् आगच्छामि अस्तु अस्तु धन्यवादः